प्रायेण पूर्वस्मिन् पु पु दिनेषु रेलयानस्य उपयोगः एकम् एकस्थलात् बहुदूरस्थलं गन्तुमेव उपयुज् उपयोज्यमानम् अस्माभिः दृश्यते यदा चन्नैतः देहली गमनम् एतादृशेषु स्थलेषु किन्तु आधुनिककाले चन्नैनगरे एव एकस्मिन् स्थलात् दूरस्मिन् अन्यस्मिन् स्थलं गमनमपि अत्र दृश्यते एतेन किञ्चित् सौकर्यमस्ति यतः मेट्रो रेल् इत्यादि स्थलेषु ट्राफ़िक् जाम् इत्यादि प्रतिक्षा न न भवति रेलयानगमने रेलयागमने क बहु शीघ्रतया एकस्मिन् स्थलात् अन्यस्थलं गन्तुम् शक्यते एतत् सौकर्यं तु अधुना लभ्यते पूर्वं पू पूर्वस्मिन् दिनेषु एतत्तु न लभ्यते इति मम मतिः